मानसिकव्याधीनां विषये तत्र देशीयचिकित्साक्रमाणां विचा विचारविषये किङ्कुर्मः इत्युक्ते यदि मानसिकचिन्ता भवति चेत् कथञ्चित् तस्य मनः परिवर्तनङ्कुर्यात् तद् तादृश परिसरः तत्र निर्मीयः भवति इदानीं तस्य मनसः एकस्मिन् विषये अस्ति अधिकं अधिकां चिन्तां करोति चेत् तत् परिसरमेव व्यत्यासकरणेन अपि तस्य मानसिकचिन्तां दूरीकर्तुं शक्यते तदा भिन्नभिन्नक्रीडासु यदि आत्मानं सः तत्र किङ्करोति उपयोगं करोति चेत् तत्रापि तान् तस्य मानसिकव्यवहारात् बहिः आगन्तुं शक्यते एवं तत्र अनेके क्रमाः सन्ति कानिचन कांश्चन एव उपायान् स्वीकृत्य तस्य मानसिकचिन्तां दूरीकर्तुं शक्यते तावद् एव